मम का बाल्ये पाठनसमये विशेषवर्गस्य उपयोगः अपि न अभवत् तस्य आवश्यकता एव नासीत् यतः म मम पाठकाः क मम अध्यापकाः सर्वे ते कक्षायामेव सर्वं विवृणन्ति क्लेशः अस्ति चेत् ते तत्रेव तेषां व निष्करणं नि अपि भविष्यति आधु आधुनुककालेतु तस्य ब बाह्य पाठनक्रमाः यत् यत् वर्गः वर्तते तस्य का आवश्यकता भवेत् किन्तु तस्य अधिक वा षा आवश्यकता अस्ति चेत् अस्ति इति इति कृते तत्र क पाठनसमये पाठः सम्यक्तया न सम्यक्तया न भवेत् भविष्यति इति मम मतिः यदा सम्यक्तया भाषणं वा अध्यापनं भविष्यति चेत् क कक्षान्तरस्य आवश्यकता अपि नास्ति इति मम मतिः